मम देशस्य उत्सवः सर्वे त्र जनाः ये सर्वे जनानां ये आगच्छन्ति सर्वे जनाः मिलित्वा एव कुर्वन्ति यत् उत्सवः भवति तत्र शिवरा शिवरात्रिः इति एव तत्र तत्र सर्वे आगच्छन्ति सर्वे जनाः आगच्छन्ति अनन्तरं सम्यक्तया सर्वासु सर्वेषां भागं तत्र अस्ति सा सर्वे मिलित्वा आगत्य सर्वेषां भागं कृत्वा सम्यक्तया तस्य उत्सवः अस्माकं दे देशे प्रचला प्रचलति अनन्तरं सर्वमहा स सर्वत्र यत्र जनाः स यत्र जनानां पा तद् भागम् अस्ति ते त किं किं कार्यम् अस्ति तत्र सर्वत्र सर्वे जनाः आगत्य तेषां भागम् अत्र कुर्वन्ति ता आगत्य सम्यक् कृत्वा एव केवलम् एकवारम् एकवारं सर्वम् तत्र प्रचलति उत्सवविषयेषु अनन्तरं तत्र सर्वेषाम् उत्सवानां सर्वम् एतादृशम् एव प्रचलति